अहं पाकनिर्माणम् अतीव रोचते तद् बाल्यकाले एवम् अहं प्रा पाकः तत् पाकक्रियां आरब्धं कृतवती प्रथमवारम् अहं रोटिका किञ्चित् लघु लघु रोटिकां निर्मितवती तदनन्तरं शाकं निर्मितवती तदनन्तरम् ओदनं पायसं तद् लघु लघु लघु लघु तस्य प्रक्रियां कृतवती तद् तदनन्तरम् तद् रोटिका बहु सम्यक् वर्तते तद् बाल्यकाले एव मम मातुः मम मातुः स भोजनं बहु सम्यक् पाकं करोति तत् प्रथमवारम् अहं कक्षात्रयम् तद् चतुर्थकं त्रयं वा चतुर्थं कक्षायाम् अहम् अस्ति तद् आसीत् तत् तत्र अहम् भोजनं बहु सम्यक् निर्मितवती इदानीं तु अहं बहु भोजनं मम हस्त हस्ता हस्तात् बहु स्वादं वर्तते तद् मम सखी मम मातुः पितुः मम भ्रातुः सर्वे जनाः मम हस्तात् एव भोजनं कृतवत् क करिष्यन्ति अहं सर्वे प्रकारस्य भोजनं सर्वे प्रकारस्य भोजनं निर्मातुं शक् शक्नोमि तद् रोटिका पादनम् ओयसं पा ओ ओदनं पायसम् तदनन्तरं मिष्टक मिष्टान्नम् एव तदनन्तरं सर्वे प्रकारस्य दक्षिणभारतस्य तद् दोसाय् वर्तते तदेव तदेव अहं बहु सम्यक् निर्मितुं शक्यते